मम बैक्यानं बहु पुरातनं वर्तते तथापि अहं यदा बैक्यानं पठितुम् आरब्धवान् आदौ मम मातामहः तत् बैक्यानं पाठितवान् पाठनात् पूर्वं सः बैक्यानं कथं रक्षणीयं कथं तस्य पालनं कर्तव्यम् इत्येव पाठितवान् यतोहि बैक्यानं बैक्यानस्य चालनापेक्षया तस्य पालनम् अधिकं सम्यक् कर्तव्यम् इत्यतः बैक्यानं सम्यक् पाल्यते चेत् दीर्घकालं यावत् तिष्ठति चालयितुं शक्यते उदाहरणार्थं मम मातामहः एव एकदा बैक्यानं स्वीकृतवान् चेत् तस्य सर्वीस् तेनैव सम्यक् यथा कर्तुं शक्यते तथा करोति बहुकार्यं कर्तव्यं चेदेव त् सः कार्यालयं बैक् कार्यालयं प्रति नयति इत्येवं यत्किञ्चित् लघु लघुकार्यं भवति तत्सर्वं तेनैव पाठितमिति कृत्वा सम्यक् अहम् अहमपि मम बैक्यानं सम्यक् रक्षामि दीर्घं बैकिङ्ग् प्रवासः यदा क्रियते तदानीं क किञ्चित् कालं क्वचित् स्थगयित्वा तत्र बैक्यानस्य यथा शीतता स्यात् तथा कृत्वा किञ्चित् अहमपि मम उदरं पूरयित्वा अनन्तरं चालयितुम् आरम्भं करोमि इत्येवं प्रवासकालेपि अधिककालय्याँवत् य बैक्यानं चाल्यते चेत् तत्र तस्य इञ्जिन् यद्भवति तस्य क्लेशः अधिकः भवति अपि च हीट् अधिकं भवति हीट् अधिकं भवति चेत् इञ्जिन् क्लेशाः क्लच् क्लेशाः इत्येवं गेर् क्लेशाः इत्यादिकाः क्लेशाः अधिकाः भवन्ति इत्यतः फ़िफ़्टि पञ्चाशत् किलोमीटर् यदा भवति तदानीम् एकदा बैक्यानं स्थगयित्वा क्वचिद् जलं पीत्वा वा नारिकेलजलं पीत्वा वा अथवा क्वचित् भोजनगृहेषु स्थगयित्वा तत्र भोजनम् इत्यादिकम् अनौपचारिकं कृत्वा